अस्माकं पाकपद्धतेः विशिष्टानि खाद्यानि नाम खोवा कलाया पोलिका धान्यपोलिकाः तत्र खोवाकरणं कथमिति चेत् तत्र क्षीरस्य व्ययः महानेव भवति एकं लीटर् अथवा ततोपि अधिकं क्षीरं स्वीकृत्य सामान्य अग्नौ तस्य क्वथनं कारणीयम् सम्यक् क्वथनं कारणीयम् प्रायः एकघण्टा यावत् क्वथनं कर्तव्यमेव यावत्पर्यन्तं तत्र दृढभागः शिष्यमाणः भवति तावत्पर्यन्तं क्षीरस्य क्वथनं कारणीयम् यदा क्षीरं दृढं भवति अन्त् अन्ते ईषदेव अवशिष्यते यदा दृढं भवति तदानीं तस्य कृते शर्करा मेलनीया तदुत्तरं तद्दृ इतोपि दृढं भवति तदानीम् अस्माभिः आकारदानं कर्तुं शक्यते